संस्कृतकविषु अधुनातन कविषु इदानीं कञ्चनकालात् पूर्वमेव दिवङ्गताः सन्ति श्रीभाष्यविजयसारथिमहोदयाः ते तु महान्तः कवयः संस्कृतभाषायां यः ऐन्द्रजालिकं वर्तते सम्पूर्णं तेषां शब्देषु दृश्यते बहु अल्पे वयसि एव तैः मन्दाकिनी इति किञ्चित् काव्यं लिखितम् आसीत् तर्हि तत्र पदगुम्फनं दातु धातुगुम्फनं कथं भवति इत्युक्तौ नाम अनीतरसाध्यमेव वर्तते तदर्तं श्रीभाष्यविजयसारथिमहोदयाः प्रायशः संस्कृतकविताप्रपञ्चे एषा प्रक्रिया तैः स्पृष्टा एता एषा प्रक्रिया तैः अस्पृष्टा इति या काऽपि प्रक्रिया नास्ति सर्वांशेन सर्वाः प्रक्रियाः अपि तैः प्र स्पृष्टाः एव सन्ति उदाहरणार्थं मन्दाकिनीकाव्ये आरम्भे एव भवति अकति मन्दाकिनी चकति मन्दाकिनी तकति मन्दाकिनी त्रोटतिं लेटति इत्यादयः धातुप्रयोगास्सर्वेऽपि गत्यर्थकाः गत्यर्त्थेषु गत्यर्थेष्वपि विभिन्नाः प्रयोगाः अपि तकति चकति इत्यादयः प्रयोगाः तैः विहितास्सन्ति अत्यन्तं निपुणाः महान्तः कवयः श्रीभाष्यं विजयसारथिमहोदयः अधुनातन युगे प्रायशः माघे सन्ति त्रयोगुणाः इतिवत उपमानत्वम् अपि वर्तते भारवेः अर्थगौरवमपि तेषु दृश्यते पदलालित्यमपि तेषु दृश्यते अपरमाघकवयः इति वयं तान् वयं वक्तुं शक्नुमः इति कारणात् ते मम अत्यन्त इष्टतमाः सन्ति